नमो नमः नमस्कारः नमस्कारः किं किमर्थं दूरवाणीं कृतवती भवती

कदा कदा कदा कदा अस्ति अच्छा तर्हि किं किमपि किम् आवश्यकम् आवश्यकं मम अवश्यकता आं जानामि पूर्वमपि आगता अस्मि तत्र

अस्तु तर्हि हा तर्हि अहं कदा प्रापयामि तत्र तत्पूर्वम् आवश्यकता नास्ति वा

अच्छा केवलं छायाचित्राणि न तेषां हा आम् अस्ति आनयामि आम् आनयामि आनयामि तदपि आनयामि अहं हा

ट्रैपोड् द्वयम् अस्ति अस्ति मम समीपे अस्ति तर्हि हा तर्हि एकस्मिन् एकस्मिन् अवसरे एव तत् स्वीकरणीयमस्ति वा छायाचित्राणि तथा तत् वीडियो अपि हा तर्हि सम्यक् भविष्यति

तत् हा तस्य तस्य विषये तस्य विषये अहम् अनन्तरं वदामि अनन्तरं दूरवाणीं कृत्वा अहं तस्य विषये सूचयामि पूर्वं तु कः कः उपलब्धः अस्ति तत्र तत् पूर्वं पश्यामि अनन्तरं वदामि हा गमनागमनस्यापि समयः अस्ति तथैव यानस्य व्यवस्था तस्य विषये अपि चिन्तनीयमस्ति अतः तत् विषये अनन्तरमहं वदामि कति हा किञ्चित् अस्तु तथापि गमनागमनस्यापि विषये चिन्तनम् आवश्यकमस्ति खलु तर्हि अहम् अनन्तरम् आम् आं सत्वरं सूचयामि हा अद्य एव सायङ्काले सूचयामि हा अस्तु हा सूचयामि सूचयामि मिलामः मिलामः धन्यवादः धन्यवादः